अहं शिक्षकवृत्तिं कर्तुम् इच्छामि मम जीविकायाः भविष्यति किं भवेत् इति इच्छायां शिक्षकः एव अहं भवेयम् इति मम अभिलाषः तथैव कुलपरम्परायां यद्वर्तते तत्तु भवत्येव अतः अहं यत्र कुत्र वा अवकाशः भवतु तत्र अहङ्गत्वा शिक्षकवृत्तिं कर्तुं सर्वदापि इच्छामि अतः अहं यत्र भवामि तत्रैव छात्राः अपि आगच्छन्ति तान् बोधयामि तादृशवृत्तिम् अहं कर्तुम् इच्छामि